मम प्रदेशे गमनागमनस्य कृते स्थानीयव्यवस्था तु बशयानं रैलयानम् अथ च टेम्पु यानमस्ति सामान्यजनाः रैलयानेन बशयानेन यात्रां कुर्वन्ति किन्तु बश्यानेन धनस्य अति व्ययो भवति अतः एव रैल्यानेनैव जनाः यात्रां कुर्वन्ति अथ चे टेम्पुयानेनापि रिक्षायानेनापि यात्रां कुर्वन्ति एभ्यो यानेभ्यः यात्रायाः यात्रा य यात्रायै साहाय्यं भवति किञ्च द्विचक्रिकया अपि या यात्रां कुर्वन्ति यदा दूरं स्थलं नैव अस्ति तदा